मम जीवितकाले हिन्दि भाषायाः संस्कृतभाषायाम् अनुवादकयन्त्रस्य अथ च संस्कृतभाषायाः हिन्दिभाषायाम् अनुवादक्यन्त्रस्य आविष्कारः भविष्यति चेत् संस्कृतवाङ्मयस्य ज्ञानं सर्वेषां भविष्यति अथ च अनेनैव यन्त्रेण सर्वे जनाः संस्कृतवाङ्मये ये तत्त्वानि समुपलब्धानि सन्ति तानि तेषां तत्त्वानामपि सर्वेषां जनानां कृते सुलभः स्यात् अत एव अस्य यन्त्रस्य निर्माणं मम जीवित्काले भविष्यति तदा सम्यक् भविष्यति